मम वृत्तिस्थाने कष्टसाध्यं कार्यं तावदस्ति यत छात्रेषु संस्कृतविषये आदरः विद्यते किन्तु तेषां पालकेषु संस्कृतविषये अनादरः विद्यते किमर्थें छात्राः संस्कृतं पठित्वा अग्रे किं कुर्वन्ति इत्या इत्यात्मकः अनादरः छा छात्राणां पालकेषु लक्ष्यते सः दूरीकर्तव्यः विद्यते अतः अहम् प्रत्येकस्य छात्रस्य गृहं गत्वा तान् तेषां पालकान् अहं संस्कृतविषये उद्बोधयन् अस्मि तेन च पालकाः पुनः संस्कृतविषये ते आसक्ताः आदरं प्रदर्शयन्तः छात्रान् संस्कृतविषयं प्रति ते पुनः निवेषयन्तः सन्ति एतदेव कष्टकरम् आसीत् तस्य अनायासेन अहं दूरं कुर्वन् अस्मि